युद्धकला मम अध्ययने कार्यकरणे च अत्यन्तम् उपकरोति कुतः इति चेत् शिक्षणसमये शिक्षणप्रमुखः काश्चन सूचनाः सूचयति उदाहरणार्थम् अहं मह्यं दण्डप्रहारः सम्यक् रोचते कथं दण्डः ग्रहणीयः कथम् अङ्गु अङ्गुलीभिः दण्डः कुत्र कथं ग्रहणीयः प्रथमसोपानं भवति तदर्थं शरीरसौष्ठवं कथं भवेत् शरीरपदचलनं कथं भवेत् हस्तचालनं कथं भवेत् कथं हस्तचालनं भवति चेत् दण्डप्रहारः दृढः भवति शत्रोः उपरि तादृशशिक्षणसन्दर्भे सन्दर्भे यत् ज्ञानं प्राप्तं पठनसन्दर्भे अपि कथं दृष्टिः सारणीया कुत्र दृष्टिः सारणीया कति घण्टात्मकपरिश्रमः विधेयः कस्यापि विषयस्य ज्ञानप्राप्त्यर्थं अपि च कथम् अधिककालं यावत् गृहीतुम् अथवा स्मर्तुं च शक्नुमः बुद्धौ स्थिरतया स्थापयितुं शक्नुमः तदर्थं युद्धकला अत्यन्तम् उपकरोति मह्यं अपि च लक्ष्यप्राप्तये युद्धकलायाः एकं लक्ष्यं भवति सामूहिके एतावन्तः जनाः गच्छन्ति चेत् एतादृशयुद्धविन्यासः कर्तव्यः कथं कर्तव्यः इति कश्चन काचित् प्रणालिका भवति किल तथैव पठनसमये कमपि अंशं स्वीकृत्य अध्यायं स्वीकृत्य अवगमनार्थं कथम् अंशस्य पाठ्यांशस्य विषयस्य अथवा व्यापारविषयः भवतु विद्याविषयसम्बद्धविषयः वा भवतु व्यावहारिकविषयः वा भवतु निर्णयस्वीकरणं कथं सूचनाः कथं पालनीयाः सूक्ष्म अंशेषु दृष्टिः कथं सारणीया कुत्र वयं स्वस्य दोषान् आचरामः कथम् अवगन्तुं शक्नुमः कथं तेषां दोषाणाम् परिष्करणं कथं कर्तुं शक्नुमः अभ्यासः कथं विधेयः एतादृशमौलिकांशाः प्राथमिक अंशाः युद्धकलाद्वारा मया अधीताः एते अंशाः मम जीवने न तु केवलम् अध्ययनसन्दर्भे जीवने यावत् विविधसन्दर्भेषु समस्या आपतिते सति अपि सत्यामपि कथं परिष्कारार्थम् अन्वेष्टव्यः दृढेन भूत्वा दृढचित्तेन भूत्वा इति युद्धकला तत्र उपकरोति